शीघ्रम् अत्र सांस्कृतिकपारम्पारिककलाशैल्याः नृत्यं सङ्गीतं वा एतस्य बहु महत्त्वम् अस्ति न इत्युक्ते अस्माकं क्षेत्रे तत्र बाम्बू आर्ट् इति भवन्ति तर्हि तस्य कार्यशालाः भवन्ति सङ्गीतस्य कार्यशाला भवति अनन्तरम् अत्र जनाः सम्यक् भजनगायनं कुर्वन्ति तर्हि तासामपि अत्र कार्यशालाः भवन्ति प्रतिक्षेत्रे प्रति विभागे द महिलानां भजनमण्डलं भवति तर्हि तादृशं प्रतिदिनं वा घण्टाद्वयं वा एकघण्टात्मकं वा तेषाम् अभ्यासः भवति तेनापि सांस्कृतिकपारम्परिक कलाशैल्याः वर्धनं भवति अन्तरम् अग्रे तेषां बालकानामपि उत्साहः तत्र वर्धते लघु लघु बालकानाम् अत्र सायङ्काले वर्गः भवति तत्र श्लोकाः श्लोकान् पाठयन्ति प्रार्थनाः स्तुतयः एवं सर्वं भवति अनन्तरम् अन्ये उपक्रमः तु हा लेखनशैल्याः अपि लेखनम् इत्युक्ते सुन्दराणि अक्षराणि कथं लेखनीयानि तदर्थमपि अत्र कार्यशालाः भवन्ति नागपुरे भवति तत् अनन्तरं पाककल्लायां निपुणः एकः अत्र सेफ़् अस्ति इत्युक्ते तर्हि सः अपि तत्र कार्यशालानाम् आयोजनं करोति महिलाः वा बालिकाः वा तत्र पुरुषः वा अपि गच्छन्ति तत्र